मम पाकशालायां तु बहवः पात्राणि सन्ति तेषां स्थालिका चषकः बहु प्रसिद्धा किम् इत्युक्ते स्थालिकायाम् वयं भोजनं स्वीकुर्मः चषकः कोऽपि पानीयं पातुं तत् उपयो उपयुज्य उपयुज्यन्ते केचनजनाः चमसाः अपि भोजनं कर्तुम् इच्छन्ति दर्वी तु दर्वी द्रोणी अपि सन्ति द्रोण्यां क्वोथितं नो चेत् तक्रं ते सर्वे परिवेषणं कर्तुं शक्यते द्रोणी दर्वी समदर्वी तु रोटिका वा या दोसा वा कर्तुं शक्यते इतोऽपि बहवः सन्ति तत्र पाकशालायाम्